मया चित्रं निर्मातुं बहु रोचते अतः एकदिनं मया श्रीरामचन्द्रस्य चित्रं निर्मातुम् आरब्धम् आसीत् तदा यत् यथा मम मनसि आसीत् तदा तद् न तद् न आगतं पत्रे नाम इतोपि मम मम समीपे यत् ड्रायिङ्ग् कल् पेज् आसीत् तत् किमपि तत्र कलर् पतितम् अतः तद् पेज् असम्यक् अदृश्यत अतः मम मनः एव नासीत् तदा तद् चित्रं क सम्पूर्णकरणार्थम् अनन्तरं मम समीपे यत् कलर् वर्तते तदपि तदपि समाप्तमासीत् अनन्तरं रात्रौ मया चिन्तितम् अस्तु भवतु यत्किमपि आसीत् पुनः मया निर्धारः कृतः यत् सम्यक् पुनः अहं कारः करोमि इति अनन्तरम् यदा यदा मम कक्ष्या नास्ति नाम मया तु रात्रौ एव रोचते चित्रं कारयितुम् अथवा शनिवासरे वा रविवासरे तु विरामः अस्ति विश्वविद्यालये अथ अतः अहं रविवासरे मध्याह्ने वा अथवा प्रातः यदा एव समयः अस्ति तदा अहं चित्रं यथा यथामति कारय करोमि